नमस्कारः भवान् ऊबर् केब् तः वदति वा वस्तुतः अहं आमेर् द्रष्टुं गच्छामि मम कृते एकं यानम् अपेक्षितम् अस्ति वयं चत्वारः जनाः स्मः यदि भवतां यानं उपलभ्यते चेद् अहं भवतां यानेन यात्रां कर्तुं शक्नोमि भवतः चतुर्जनानां यद् अपेक्षितं लघुयानं अस्ति तस्य मूल्यं कियत् अस्ति प्रति किलोमीटर् इति भवान् वदति चेद् तदनुसारं अहं निर्णयं करोमि मम मित्रं अपि मया सह संयुक्तं भवितुं अर्हति अतः वयं षड् जनाः अपि भवितुं अर्ह अर्हामः अतः यदि षड्जनानां कृते भवतां यानस्य मूल्यं अपि भवान् वदति तदा अपि मम कृते सौविध्यं भविष्यति तो कृपया जनचतुष्टयस्य कृते पुनः षड्जनानां कृते कियत् मूल्यं भवति तद् भवान् सूचयतु पुनश्च कं मार्गं स्वीकृत्य भवान् नयति एतद् अपि मां सूचयतु कियान् कालः गमने कियान् आगमने अपेक्षितः इति सर्वं बोधयतु